बिहारमध्ये तु टूरि पर्यटनस्थलम् मन् ए बहु मन्दिरम् अस्ति एकं मन्दिरं विद्यापतिनिर्माय उग्ना महादेवमन्दिरं तथा फ़ोटो फ़ोटो आदि स्वीकर्तुं शक्यते व्यापारे एकं पर्यटनस्थानस्ति मिथिला हाट् मिथला हाट्मध्ये बहु बहु सामग्री व्यापारविषये अस्ति यथा मखान् मिथिलायाः पेण्टिङ्ग् भवति चेत् मिथलायाः पेण्टिङ्ग् वस्त्रोपरि स् क्रियते पेण्टिङ्ग्रूपेण तथा वस्त्रम् अत्यधिकं विक्रीयते तथा दर्भङ्गाराज्यं राज्यं दर्भङ्गाराज्यस्य महल अस्ति तथा फ़ोटो स्वी फ़ोटो स्वीकर्तुं शक्यते अन्यथा म जनकपुरीमध्ये अस्ति जनकः सीतायाः जन्मस्थानं यत्र भवति तथा सीतामठि तु तत्र गच्छति चेत् ततः फ़ोटो स्वीकर्तुं शक्यते नान्यथा अग्रे नालन्दा अस्ति सर्वप्रथमः विश्वविद्यालयः विश्वस्य सर्वप्रथमः विश्वविद्यालयः नालन्दामध्ये अस्ति नालन्दा विश्वविद्यालयः तत्र तु बहु शी सि तालपत्रमस्ति बहु बहवः स् प्राचीनाः ग्रन्थाः ग्रन्थाः ग्रन्थाः सन्ति तत्र गच्छन्ति चेत् अधुना बहु अन्यथा राजगीर् अस्ति यथा बुद्धस्य ग्या बौद्धस्य ज्ञानं भवति चेत् अन्यथा बहु बहु मिथिलाप्रदेशे प्रदेशे बहूनि मन्दिराणि सन्ति यथा मुख्यरूपेण व्यापारः भवति चेत् मखान गुर मिथिलायाः पेण्टिङ्ग् वस्त्रोपरि स्वीकृत्य एकः यथा मस्तको पु मस्तकोपरि पागरूपेण इति वदन्ति चेत् पाग मिथिलायाः पेण्टिङ्ग्मध्ये स्वीकृत्य सिक्कि सिक्कि इत् इत्युक्ते यथा शीलपत्रं कार्यं भवति चेत् तदाहि सिक्किमध्ये एकं कार्यं कार्यं भवति चेत् तदा मुख्यः व्यापारः भवति चेत्